मम क्षेत्रे आवर्षं सस्यानि भवन्ति यथा षड् ऋतवः सन्ति यथा वसन्तः ऋतुः ग्रीष्म ऋतुः वर्षा ऋतुः शरदृतुः हेमन्त ऋतुः शिशिर ऋतुः वसन्त ऋतुमध्ये द्विदलसौरिशम् इत्यादि ग्रीष्म ऋतुमध्ये यवाः गोधूमः मसूरः इत्यादि वर्षा ऋतुमध्ये धान्यं मक्का स्वादिनः इत्यादि शरद् ऋतुमध्ये गोधूमः बाजरः इत्यादयः हेमन्त ऋतुमध्ये मक्का तथा शिशिर ऋतुमध्ये गोधूमः अपि भवति एतत् माध्यमेन सर्वे अपि तत् उपरि निर्भरं कुर्वन्ति अतः ऋतोः अनुसरणं भिन्नभिन्नसस्यानि एव मिलन्ति इति